मम परिवारेण मित्रैश्च सह यदा वार्तालापः जायते तदानीमेव अहं पाकक्रियां सम्पादयामि पुनः पाकक्रियायां यद् यद् खाद्यं पच्यते तस्य सर्वस्यापि विभाजितं क्रियते अतः वयं सर्वेऽपि सम्भूय उपविशामः कार्यस्य विभाजनं साधयामः पाकक्रियायां सूपस्तु सर्वदा मम मात्रा एव निर्मीयते अहम् ओदनं पचामि पुनः मम लगु भ अग् भगिनी अस्ति तस्याः कार्यमस्ति सा अन्ते पात्राणां सम्मार्जनं करोति एवं वयं परस्परं भाषमाणः भवामः कार्यं च साधयामः एवम् आनन्देन यदि वयं पाकं कुर्मश्चेत् महान्तम् आनन्दं प्राप्नुमः